मम मण्डले अर्थव्यवस्थायाः दृष्ट्याः कथं परिवर्तनं जातम् इत्युक्तौ पूर्वा स्थितिस्तावत् धनं यदि साक्षात् अर्थात् आङ्गलभाषायां वदामश्चेत् लिक्विड् कैश् इति वदन्ति तद्दृष्ट्या यदि तथा यदि दद्मश्चेदेव वयं किमपि क्रेतुं शक्नुमः विक्रेतुं वा तथा चेत् एव सौकर्याय स्यात् तदानीन्तनीनास्थितिः परञ्च इदानीम् अर्थदृष्ट्या कथं परिणामः आगतः इत्युक्तौ सामान्याः अपि इत्युक्तौ ये फलापणादिकं विद्यते केवलं फलापणादपि अन्तिमं वस्त्रापणपर्यन्तं वा पुनः इदानीं विद्युदापणेषु वा नाम विद्युत्परिकराणाम् आपणेषु तावत्पर्यन्तमपि इदानीं डिज़िटल् इत्यक्तौ साक्षात् धनम् हस्तात् हस्तं पुनः हस्तेन वयं साक्षात् धनं दातव्यम् इत्यपेक्षा तु अधुना नास्ति सुतराम् इदानीं प्रायशः सर्वेऽपि गूगल् पे फोन् पे अथवा अन्य अन्यया व्यवस्थया अन्यया रीत्या बहवः प्रकाराः तत्र समागतास्सन्ति तर्हि तैः तर्हि तानि उपयुज्यैव अथवा तेन माध्यमेनैव इदानीम् इदानीं सर्वमपि धनं स्वीकरणं वा भवतु पुनः धनं प्रत्यर्पणं वा भवतु अनया पद्धत्या तु चलति तर्हि तत्र निवसतां जनानां जीवने कः परिणामः जातः इत्युक्तौ अनेन किञ्चित् धनचोरव्यवस्था न्यूना जाता इति अपि वक्तुं शक्यते परञ्च अन्यस्यां दृष्ट्यां यदि वयं पश्यामश्चेत् अनया अन्यया दृष्ट्या यदि वयं पश्यामश्चेत् अत्रापि धनस्य हानिः किञ्चित् जायते तद् तदपेक्षया पूर्वापेक्षया इदानीं कोशे धनं संस्थाप्य बहिर्गन्तव्यम् इति नियमः तु सुतरां नास्ति इदानीम् सम्पूर्णं दूरवाण्यामेव धनं संस्थाप्य वयं गन्तुं शक्नुमः इति जनाः चिन्तयन्तः सन्ति इदानीं पूर्वं धनं स्थापनीयम् इत्युक्तौ वित्तकोशपर्यन्तम् अवश्यं गमनम् अवश्यं गन्तव्यमिति तेषां चिन्तनमासीत् जनानां सर्वेषां परञ्च इदानीं फोन् पे इदानीं गूगल् पे एतन्माध्यमेन यदि परिवर्तनं धनस्य यदि स्वीकरणं यदि स्वीक्रियते चेत् सुतरां वित्तकोशपर्यन्तगमनस्यापि अपेक्षा तु नास्ति अनेन अनया रीत्या नाम सुखेन जनाः जीवनं व्यापयितुं सर्वत्र शक्नुवन्ति इति अस्याः उपयोगः वक्तुं शक्यते